नमस्कारः महोदय अहं अहं द्विचक्रिकां क्रेतुं इच्छामि हा मम भार्याकृते हा मम आम् आं मम् बजेटा कृते सीमा नास्ति यदा भवताम् इच्छन्ति यत् तत् तावत् पर्यन्तं यः ये हे श्रेष्ठः अस्ति तस्याः कृते वदतु

हा सा भोः ऐ यद् तस्याः कृते ए एतद् जानन्तु भोः सा तु मम भार्या अस्ति न तु कापि कन्या तस्याः कृते केवलं साधारणम् इति विंच द्विचक्रिका ददातु ददतु यत् अपि हा

आम् आम् आम् आं तस्य फ़ीचर्स् किम् अस्ति भोः पीठं तत् तथा आं अस्तु अस्तु मम कृते किमपि सीमा नास्ति भोः परन्तु मम भार्याकृते श्रेष्ठं इति मम अपेक्षया अस्ति

डन् अस्तु अस्तु अस्तु